तेषां प्रत्येकं प्रत्येकमपि क्रिया नियमबद्धा वर्तते यथा वयम् अस्माकं जीवने किञ्चित् कर्तुम् इच्छामः चेत् तत्र नियमान् स्थापयामः परन्तु तत् कर्तुं सर्वदा न शक्नुमः परन्तु एतद् पशूनां विषये विपरीतमस्ति तेषां जीवने इदमेव साधनीयम् इदमेव कर्तव्यम् इति नास्ति तथापि तेषां जीवने कश्चन नियमः वर्तते यत् ते सर्वदा परिपालयन्ति तेषां जीवने आहारः प्राप्तव्यः इति अस्ति परन्तु यथा मनुष्याः अधिक आहारप्राप्तौ अधिकं खादन्ति येन तेषाम् उदरात् समस्याः वर्धन्ते तद्वत् पशूनां नास्ति पशवः यावद् अपेक्षन्ते तावदेव खादन्ति तावदेव ते पचनं कुर्वन्ति येन तेषां सर्वं सर्वापि व्यवस्था व्यवस्थिता स्यात् अपि च मया कदापि पशूनां नामकरणादिकं न कृतं वर्तते तथापि पशुपरिपालने मम इच्छा बहु वर् अस्ति अहं गवां पालनं कर्तुम् इच्छामि तत्र मम आसक्तिः किमर्थमस्ति नाम यथा वयं तैस्सह भवामः तद्वदेव प्रीत्या ते अस्माभिः सह भवन्ति यथा मनुष्याः काले गच्छति सति सम्बन्धाप्रयोजनं पश्यन् परिवर्तते तद्वत् इमे न सन्ति तेषां प्रयोजनाभावेऽपि ते अस्माभिस्सह सम्यक् एव व्यवहारङ्कुर्वन्ति इति मम पशुभिः पशुभिः सह बन्धस्य कारणं